पुरातनदूरवाणीभिः अद्य अद्यतनदूरवाण्यः कथं भिन्नाः इति विषये इति सकारात्मकः विषयोऽपि वर्तते नकारात्मकः विषयोऽपि वर्तते प्रथमं वयं सकारात्मकं विषयं पश्यामः तत्र पूर्वतनदूरवाण्यां पिञ्जाः आसन् पिञ्जानां नुदनेन डिस्प्ले मध्ये किमपि एकं प्रदर्श्यते स्म बहु किमपि तत्र आप्षन्स् न आसन् अतः सर्वमपि अस्माभिः बहु कष्टेन स्मृत्वा इत्यादिकं कर्तव्यम् आसीत् केवलम् अन्यम् अन्यव्यक्तेः सम्पर्कः एव सम्पर्कः एव कर्तुं शक्यते स्म परन्तु इदानींतन दूरवाण्यां बहुविधाः आप्षन्स् सन्ति यथा सर्वमपि दूरवाण्याम् एव प्राप्यते सा सामान्यत छात्राः अपि इदानीं तेषां दूरवाण्यां पी डि एफ़् कृत्वा स्थापितवन्तः पी डि एफ़् द्वारा एव तेषां पठनं भवति हस्ते पुस्तकं नास्ति मोबैल् मध्ये पी डि एफ़् संस्थाप्य आनन्देन यत्र कुत्रापि वा भवतु यत्र कुत्रापि वयं तस्य उपयोगं कर्तुं शक्नुमः पी डि एफ़् वा भवतु अथवा किं पेजस् वा भवतु एवं यत्र कुत्रापि वयं सर्वत्र दूरवाणीं तु नयामः एव एवं सर्वत्रापि अस्माकं यत्र कुत्र यत्किञ्चित् वयं द्रष्टुं शक्नुमः अनेन अनया दूरवाण्या इति सकारात्मकः विषयः एवं नकारात्मकः विषयः चेत् पूर्वतनकाले तत्र दूरवाण्याः नम दूरवाण्यां किमपि न आसन् इति कृत्वा सर्वोऽपि विषयः बुद्धौ भवति स्म एवम् एव कर्तव्यं एवम् एव कर्तव्यम् एषः विषयः विद्यार्थिनां कृते विशिष्य सर्वमपि एते पठित्वा गच्छन्ति स्म इदानीं दूरवाणी नूतनतया फ़ै सर्वत्र भवति इति कृत्वा हस्ते एव भवति इति कृत्वा सर्वं पी डि एफ़् माध्यमेनैव स्थापयन्ति एवमेव हि हस्ते सर्वत्र नयन्ति इति कृत्वा बुद्धौ किमपि न भवति सर्वमपि दृष्ट्वा एव कर्तुं दृष्ट्वा एव वक्तव्यं भवति दूरवाणी नाम किमपि न ज्ञायते चेत् वयम् अनुपदं गूगल् कुर्मः एवं जाता अस्ति स्थितिः एवं नकारात्मकः विषयः मम सिम् तु एर्टेल् सिम् एर्टल् सिं वर्तते तत्र अहं प्रतिमासं नेट् स्थापनार्थं षट्षष्ट्यधिकं ष षड् शतम् अहं धनस्य इति धनस्य व्ययं व्ययीकरोमि इति दूरवाण्याः विषयः